परिवारे बहवः जनाः मज़् ब् सन्ति चेत् एकमपि कृषिकार्यमेव करणीयम् इति प्रेरि प्रेरणीयं किमर्थम् इत्युक्ते पर् कृषेः महत्त्वं भारतदेशे बहु अस्ति भारतदेशस्य प्रधानव्यापारः य कार् अस्ति कृषिः एव तदेव अहं चिन्तयामि परन्तु एकः एकः एव पुत्रः अस्ति चेत् तद् तस्य कृते कृषस्य कृषेः महत्त्वं वदनीयं तस् तस्य प्रेरणं करणीयम् इति मम मतं